षड् वेदाङ्गानि सन्ति शिक्षा कल्पं निरुक्तं व्याकरणं छन्दः ज्योतिरिति इति षड् वेदाङ्गानि वर्तन्ते बेडा वेदाङ्गानाम् अध्ययनं पृथगस्ति वेदस्य अध्ययनं पृथगस्ति यतोहि वेदाङ्गानि यानि सन्ति तानि वेदाङ्गा वेदाङ्गानि वेदस्य अध्ययने सहायकानि भवन्ति यथा व्याकरणेन किं क्रियते व्याकरणेन वेदस् वेदाध्ययनस्य साहाय्यं विधीयते यथा पतञ्जलिः वदति यत् रक्षो आगम् लघ्वसन्देहाः प्रयोजनम् व्याकरणाध्ययनस्य प्रयोजनं किं तरि रक्षार्थं वेदानाम् अध्येयं व्याकरणं वेदस्य रक्षणम् उद्दिश्य व्याकरणाध्ययनं विधीयते अतः वेदाः वेदाङ्गानाम् अध्ययनं पृथगस्ति वेदाङ्गानाम् अध्ययनम् वेदस्य अध्ययने सहायकं भवति इति निश्चप्रचम्